भारते भिन्नभिन्नप्रान्तेषु भिन्नभिन्नविशिष्टाः कृषिः उत्पद्यन्ते तेनैव राजस्थानप्रदेशे वर्षा न्यूना अस्ति यत् मानसूने विलम्बेन आय अगमिष्यन्ति तदा शीघ्रमपि गमिष्यति तदैव अत्र कृषिः कृषिरूपेण मुख्यतया बाजरा मोठ मूङ्ग् दलहन तिल तिलहन और् ग्वार आदि उत्पद्यन्ते तेनैव जलस्य आवश्यकता न्यूना आवश्यकता अस्ति तदा एषा एषु कृषिः शीघ्रं आरामदायिका भवति तदा विशिष्टकृषिः अपि उत्पद्यन्ते अत्र तदा राजस्थानप्रधानकृषिः मोटा अनाज् इति बाजरा स्वास्थ्यस्य उत्तमः खाद्यान्नमस्ति